मम क्षेत्रस्य राजकीयनेतार क इति अहं जानामि स सम्यक्तया कार्यमपि कृतवान् अस्माकं कृते स्वातन्त्र्यं प्राप्य एतावत् वर्षाणि सञ्जातानि सन्ति परन्तु एष राजकीयनेतार अभवत् तदनन्तरं क्वचित् स्थाने मार्गस्य व्यवस्था एष एव कृतवान् सामान्य प्रजत्वेन प्रजात्वेन एष उत्तमरीत्या कार्यं कृतवान् यथा अस्माकं स्थाने प्रवाह आगतं तस्मिन् समये एष सामान्यतया सामात्यत्वेन उत्तमरीत्या कार्यं कृत्वा प्रजानां सेवा अकरोत्